नमोनमः पूर्वं तु ज्ञा भारतीयज्ञानव्यवस्था बहु सम्यक् प्रचलिता आसीत् पुरा पुरा पुरातनकाले गुरुकुलपद्धतिः अस्ति गुरूणां गुरोः केवलं ज्ञानदानस्य एव कार्यमासीत् तर्हि ज्ञानं ना ज्ञानदानं ज्ञानदानम् एतद् तत्र पुराणां वेदानां ज्ञानम् पुराणानां स सर्वं सर्वं वदन्ति चेद् पाठयन्ति स्म अन्यत् गुरुमुखात् अस्ति अतः शुद्धमेव यत् अस्ति तदस्ति एव किन्तु सा पा पद्धतिः मध्यन्तरिलुप्ता अभवत् तर्हि पाठशाला अद्यतन पाठशाला विद्या ना विद्यालयेषु पुरा पठनस्य महत्वम् अवर्धयत् अवर्धयत् किन्तु अधुनापि भारते तादृश गुरुकुलपद्धत्याः पाठनं प्रचलितमस्ति बाङ्ग् बङ्ग्लूरे नाशिकमध्ये अपि एकं गुरुकुलमस्ति सम्यक् पाठयति तत्र वेदानां ज्ञानं ददाति पुराणेषु सर्वं यत् पूर्वं प्राचीनं गं ज्ञानमासीत् तत्सर्वं ददाति स्म अन्यत् पुण्यपत्तने एकम् अपि एकं गुरुकुलमस्ति सर्वे उत्तमरीत्या पाठयन्ति अतः तेन भारतीयव्यवस्था गुरुकुलपद्धतेः बहु आवश्यकता अस्ति अणी ताः सा महत्वपूर्णा अस्ति